मम क्षेत्रे जलबन्धेषु तडागेषु वा जलं सङ्गृह्यते एवञ्च बाष्पात् बाष्पद्वारा यज्जलं प्राप्यते तज्जलं स्वीकृत्य वृक्षा वृक्षाणां वृद्ध्यर्थं तस्य उपयोगः क्रियते कृषिजलप्रयोगेन फलनाशः फलम् फलशाकानाम् उत्पादनं पशुपालनं च सम्भवति यदस्माकम् आहारस्य मुख्यं वर्तते कृषजलस्य उपयोगः सिञ्चनार्थं कीटनाशकस्य प्रयोगाय एवञ्च व्यक्तिः भवति तस्य शीतलीकरणाय एवञ्च हिमनियन्त्रणाय च भवति किमर्थं तत्र जलस्य अभावः भवति इति चेत् जलस्य अभावस्य कारणं विविधकारकैः भवितुमर्हति यथा अनावृष्टिः दीर्घकालं या दीर्घकालं यावत् न्यूनवृष्टिः जलस्य उपलब्धतां न्यूनीकर्तुं शक्नोति अतिनिष्कासनं कृषि औद्योगिकोपयोगाय भूजलस्य अथवा भूजलस्य अत्यधिकं निष्कासनं जलसम्पदां क्षीनं कर्तुं शक्नोति जनसंख्यावृद्धिः जलसम्पदां दातुं शक्नोति एवञ्च तत्र प्रदूषणम् इत्यपि एकं कारणं भवितुमर्हति जलपिण्डेषु प्रदूषकैः दूषणेन जलम् अनुपयोगं कव् भवितुमर्हति जलवायुपरिवर्तनं वर्षायाः परिवर्तनं तापमानस्य वर्धनं च जलस्य अभावस्य समस्या समस्यां वर्धयितुं शक्नुवन्ति एवञ्च अस्माकं दैनन्दिनजीवने तस्य कथं प्रभावः भवति इति चेत् जलस्य अभावेन दैनन्दिनजीवने गम्भीरः पबा प्रभावः भवितुमर्हति जनाः जनानां स्वच्छं सुरक्षितं च पेयजलं निमित्तं भवितुमर्हति यदि अस्माकं कृते जलस्य आवश्यक्ता वर्तते तर्हि तेषा तदा केन प्रकारेण वयं सङ्गृहीतुं शक्नुमश्चेत् यत् अस्वच्छं जलं भवति तत्सर्वं सङ्गृह्य वृक्षानां कृते तस्य जलस्य उपयोगः भवितुम् अर्हति एवम् एवञ्च एवञ्च कृषकाः ये सन्ति ते यत् वृक्षाः वृक्षस्य सः सिञ्चनार्थं जलस्य सिञ्चनार्थं सङ्घर्षं कुर्वन्ति ये उपजः न्यूनी भवति खाद्यस्य असु असुरक्षा च भवति इति